नमोनमः आम् अहं भवत्याः लैब्ररीमध्ये अस्मि इदानीमेव परन्तु आं पुत् पुस्तकालयमध्ये अस्मि पा परन्तु मम् एकमपि पुस्तकमेव न दृश्यते अत्र मम इङ्ग्लिष् लिट्रेचर् पुस्तकानि सन्ति परन्तु या प्राप्पर् अरेञ्ज्मेण्ट् नास्ति तत्र एकमपि पुस्तकं तस्य स्थानस्य उपरि नास्ति अहम् इन् इङ्ग्लिष् लिट्रेचर् इति पुस्तकं भा दृष्ट्वा गता अस्ति तत्र तत्र एकमपि नास् कोपि पुस्तकम् एव नास्ति तत्र तत्र संस्कृतस्य साहित्यदर्पणः अस्ति तत्र अहं द्विवारम् अहं द्विवारं पश्य तत्र महोदया परन्तु एकमपि पुस्तकं तथा नास्ति इङ्ग्लिष् लित्रेचरस्य आं तत्र स्तत् न सन्ति तत्र अहम् इच्छामि आङ्ग्लसाहित्यस्य पुस्तकम् एकनिमिषम् अहं पश्यामि तत् चार्ट्स् किम् अस्ति वा भवत्याः कृत् समीपे आम् एकं पश्यामि तत्र तथा एकवारं न भवत्या अरेञ्ज्मेण्ट् प्राप्पर् करोतु तत्र पुस्तकेव अरेञ्ज्मेण्ट् एव नास्ति तत्र

आम् आं धन्यवादः महोदया